मम प्रदेशे पर्यावरणं बहुसुरम्यं वर्तते तत्र गिरायाः गिरयः सन्ति तत् पर्वतक्षेत्रम् अस्ति पुरातन स्थना स्थलानि अपि सन्ति तत्र निवसतां जनानां दैन दैनन्दिनजीवने ऋतुभिः बहुप्रभावः वर्तते यथा शैत्यकालः आगच्छति तदा ये वृद्धाः सन्ति ते अग्निं प्रज्वाल्य तस्य परितः गोलाकारं भूत्वा स्वकीयं जीवने यत् तैः यत् अधीतं यद् किमपि प्राप्तं यद् अनुभूतं तद् सर्वं ये बालकाः सन्ति तेषां पुत्राणि सन् पुत्राः सन्ति पुत्राणां पौत्राः सन्ति तेषाङ्कृते तद् ज्ञानं ते यच्छन्ति तद् परस्परं तेषां तयोः बहु सम्यक् व्यवहारः वर्तते